अहं भाग्यनगरे निवसामि अस्य भाग्यनगरस्य समीपस्थानि नगराणि सन्ति यादगिरिगुट्ट इति क्षेत्रमस्ति तत्र लक्ष्मीनरसिंहस्य स्वामी सन्निधानं भवति तद्दर्शनार्थं वारं वारं गच्छामि एवं अत्रैव भाग्यनगरस्य समीपस्थे अत्र महबूब् नगर् इति भवति तत्रापि मन्यङ्कोण्ड इति क्षेत्रमस्ति तत्र वेङ्कटेश्वरस्वामिपादानाम् अस्ति तद्दर्शनार्थं प्रतिवर्षं गच्छामि एवं मन्त्रालयमपि भवति राघवेन्द्रस्वामिपादाः सन्ति तेषां गुरुदर्शनार्थं गच्छामि एवम् अत्रैव भाग्यनगरस्य समीपस्थे बहु क्षेत्राणि सन्ति क्षेत्रदर्शनार्थं सर्वे पि यद्यपि गच्छन्ति एवं व्यापारार्थमपि कानिचन अत्र क्षेत्राणि दर्शयन्ति एवमेव संस्का हैद्राबाद् भाग्यनगरं तत् अस्मिन् भाग्यनगरे सर्वेऽपि जानन्ति भाग्यनगरे एव बहु दर्शनीयानि क्षेत्राणि सन्ति तत्र वयं पश्यामः गोल्कोण्ड इति अत्र रामदासु इति तस्य बन्दीकृतं स्थानम् अपि तत्र अस्ति एवं सर्वेऽपि तद्दर्शनार्थं तत्र गच्छन्ति एवमेव अस्मिन् भाग्यनगरे चार्मिनगर् इति भवति बहु दर्शनीयानि क्षेत्राणि सालार्जङ्ग् म्यूसिक इत्यादयः म्यूसियं इत्यादयः अपि भवन्ति तद्दर्शनार्थं सर्वेऽपि अत्र गच्छन्ति